अहं मम चित्रग्राहिण्या द्वित्रवारं लघुचलच्चित्रं चित्रितम् इदं चित्रग्रहणात् कथं कियद्भिन्नम् इति प्रश्ने चलच्चित्रं यद्विद्यते तस्य चित्रितमेव न कार्यः ततः परं तच्चित्रीकरणचित्रीकरणाभूतचित्रस्य एडिटिङ्ग् एव कर्तव्यम् यदा एडिटिङ्ग् न भवति तदा तच्चित्रस्य अंश एव न दृश्यते चलच्चित्रस्य एडिटिङ्ग् भवति चेदपि त तच्चित्रस्य एकम् अंशं द्रष्टुं शक्यते